हरिः ओम् नमस्ते सी सीमा भगिनी वैद्या सीमा भगिनी वा भगिनी मम नाम पुनीता इति भवती डयेटिशियन् इति मम सखी भवत्याः सङ्ख्यां दत्तवती अतः मम किञ्चित् वार्तालापः करणीयः सजेशन् आवश्यकमासीत् अतः काल् कृतवती भगिनी भगिनी मम प्रसूतिः जाता भगिनी मम पुत्री सम्प्रति मास त्रयम् अभवत् पुत्री लघुबालिका हा लघुबाला पुत्री अस्ति मास त्रयः अभवत् सम्प्रति मम वेट् बहु अभवत् बहु भारः अस्ति बोडि अपि बहु भारम् इति अनुभूय अभू अनुभवामि अतः कीदृशम् आहारं स्वीकरणीयं कथम् अहम् अहं सम्प्रति त्रिंश त्रिंशत् थर्टि हा त थर्टि वयः मम मम फ़ैव पय्ण्ट् टु भारतीयानां महिलानां हटण्ड्रड् हैट् वेट् सम्प्रति हा डेलिवरि डेलिवरि समीपं यदा आसीत् डेलिवरि समये मम वेट् अशीतिः आसीत् तदनन्तरं किञ्चित् पञ्च किलो न्यूनं जातम् तदनन्तरम् अधः न आगच्छति एव अतः कथं भवनीयं किं करणीयं बहु का न खादामि चेत् बालिकायाः कृते दुग्धं न भवति इति कारणेन अहं न्यूट्रिशियन् कृते एव किञ्चित् सजेशन् स्वीकरोमि इति काल् कृतवती किञ्चित् कृपया सजेशन् ददातु इति

प्रातः आं सर्वं खादामि भगिनी सर्वं खादामि रोटिका दोशा सर्वम् त्रीणि त्रीणि त्रीणि अस्तु अस्तु

हा पल्यं व्यञ्जनं व्यञ्जनम् व्यञ्जनं खादामि अवसेचनं खादामि किं भगिनी हा तर्हि ओ एवं वा हा आमाम्

अस्तु दुग्धं पातव्यं वा अस्तु भगिनी दिने कतिवारं दुग्धं पीतव्यम् एकचषकपर्यन्तम् आमाम् आमाम् आम् दिने त्रिवारम् एवं वा अस्तु दुग्धं दुग्धेन सह किमपि प्रोटीन् पौडर् वा किमपि मिश्रीकृत्य स्वीकरणीयं वा कथम्

अहं गुडेन सह दुग्धं पिबन्ती आसं तद् मास्तु वा अस्तु नावश्यकं वा हा ओ मधुरं त्यक्तव्यं वा

फलम् अधिकं खादितव्यम् अनन्तरं खादितव्यम् अनन्तरं दिने त्रिवारं दुग्धम्

क्वथितम् ह हा मधुकर्कटी हा रिक्ते रिक्ते उदरे एव मदुकर्कटीं स्वीकरणीयं वा हा सेवफलम् अपि दुग्धेन सह आम् पिबतु अस्तु अस्तु अस्तु भगिनी अस्तु करिष्यामि बहु धन्यवादः अस्तु राम राम